मम क्षेत्रे वस्तुतः अपराधः तु बहुन्यूनम् एव भवति कदाचित् चोरि इत्यादिकं भवति तो यदा कदापि चोरि इत्यादिकं भवति तदा आरक्षकाणां कृते दूरवानि क्रियते चेत् आरक्षकाः साक्षात् आगच्छन्ति एवं च गृहे किं किम् अस्ति किं किं नास्ति इत्यस्य अन्वेषणं कुर्वन्ति नाम चोराः किं किं नीतवन्तः किं किं चोरितवन्तः इत्यस्य अन्वेषणं कर्तुं सर्वं पृच्छन्ति एवं च अनन्तरं यः चोरः अस्ति तस्य अन्वेषणं कुर्वन्ति यदा दुर्घटना भवति तदा आरक्षकाः साक्षात् आगच्छन्ति एवं च दुर्घटना स्थलं सील् कुर्वन्ति यानम् इत्यादि भवति चेत् तस्यापि सील् कुर्वन्ति नाम यस्य यानस्य दुर्घटना जाता तस्य तत् सील् कुर्वन्ति एवं च कोऽपि मृतः भवति चेत् तान् तम् पोस्ट्मार्टं कर्तुं तत्र चिकित्सालयं प्रति प्रेषयन्ति एवं च कोऽपि आहतः भवति चेत् तस्यापि चिकित्सायाः व्यवस्थां कुर्वन्ति एवं च सामान्याः ये जनाः सन्ति तानपि प्रश्नान् पृच्छन्ति नाम कोऽपि साक्षात् पश्यति चेत् तस्य कृते अपि प्रश्नाः भवन्ति नाम भवान् किं किं दृष्टवान् कथं जातं दुर्घटना एवं च सर्वं पृच्छन्ति अनन्तरं तेषाम् आधारेण यः अपराधी अस्ति तस्य अन्वेषणं कुर्वन्ति सि सि टि वि इत्यादिकं सर्वं पश्यन्ति एवं च तस्य अन्वेषणं कुर्वन्ति एवं च जनानां रक्षणस्य विषयं वक्तुम् इच्छामि यत् जनानां कृते आत्मरक्षणस्य ज्ञानं दातव्यं नाम ये लघुबालाः सन्ति तेषां कृते अपि आत्मरक्षा कथं करणीया इत्यस्य विषये ज्ञानं दातव्यं ते स्वयं यदि स्वस्य रक्षणं कुर्वन्ति तर्हि एव तम सम्यक् अस्ति कारणं सर्वदा तु अन्ये न भवन्ति रक्षणं कर्तुम् अतः स्वस्य रक्षणं कर्तुं अकस्मात् आपदा भवति चेत् स्वस्य रक्षणं कथं करणीयं तस्य विषये ज्ञानं दातव्यं